मानसिक स्वास्थ्यस्य उन्नयनम् उन्नयनार्थं बहवः भिन्नानि कार्याणि कर्तुं शक्नुवन्ति यथा सकारात्मकं स्थित्वा सकारात्मकदृष्टिकोणं भवितुं प्रयत्नः महत्त्वपूर्णः तत् कर्तुं केचन उपायाः सन्ति सकारात्मक नकारात्मक भावनानाम्मध्ये सन्तुलनं ज्ञातुम् सकारात्मकं भवितुं न भवति यत् भवन्तः कदापि नकारात्मक भावनाः यथा दुःखं वा क्रोधं वा न अनुभवन्ति भवद्भिः तान् अनुभवितव्याः येन भवन्तः कठिन परिस्थितिषु गन्तुं शक्नुवन्ति ते भवन्तः समस्याः प्रतिक्रियां दातुं सहाय्यं कर्तुं शक्नुवन्ति परन्तु भवन्तः न इच्छन्ति यत् ते भावाः अधिग्रहणं कुर्वन्तु यथा पूर्वं घटितानां दुष्टानां विषये चिन्तनं कुर्वन् भविष्यस्य विषये अधिकं चिन्तां कर्तुं वा न सहाय्यकम् सकारात्मकभावनाः यदा भवतः सन्ति तदा धारयितुं प्रयत्नः नकारात्मकसूचनात् विरामं कृत्वा कदा वार्तादर्शनं पठनं वा त्यक्तव्यम् इति ज्ञात्वा समर्थनं प्राप्तुम् अन्यैः सह सम्बद्धताम् अनुभवितुं सामाजिक माध्यमानाम् उपयोगम् उपयोगं कुर्वन्तु परन्तु सावधानः भवन्तु अफवासु न परन्तु विवादं न कुर्वन्तु अन्यैः सह स्वजीवनस्य नकारात्मकरूपेण तुलनां न कुर्वन्तु